मया प्राथमिकसङ्गीतं सङ्गीताध्ययनं क्रियमाणमस्ति अतः विशेष अनुभवः इत्युक्तौ इदानीं क्वचित् सङ्गीतस्य कार्यक्रमः मया क्वचित् प्रदर्शितः इत्येवं का काचित् घटना नास्ति स्तरः अपि न्यूनः न्यूनः इत्यतः तत्र घट् सन्तोषस्य विषयाः अपि किञ्चित् एवम् न्यूनस्तरीयाः एव भवन्ति तत्र तु प्रथमम् इष्टा घटना इत्युक्तौ प्रथमवारं मया यदा श्रुतिपेटिका मया क्रीता सः सा घटना अत्यन्तम् इष्टा प्रिया च मया तु पूर्वं सङ्गीतं किञ्चिदधीतमासीत् दशवर्षाणां वा तथा किमपि अधीतम् आसीत् परन्तु तस्य गभीरता का तत्र इतोपि के विचाराः सन्ति इत्येव इति मया तावत् गाम्भीर्येण तद्विषये किमपि न चिन्तितमासीत् केवलं किमपि गानं यद् अस् यदस्माकं यद् यन्मया गीयते तदेव सङ्गीतमिति चिन्तयित्वा गीयमानमासीत् यदा इदानीं यस्याः निकटे पठामि तस्याः सम्पर्कः मया प्राप्तः सा यदा कक्ष्याः आरब्धाः तदा तद्विषये ओ एतावता मया यत् पठितं तत् किमपि न अत्यन्तम् अल्पं बिन्दोः अपेक्षया अपि न्यूनम् इति एवं ज्ञातं तदा एवं वक्तुं शक्यते यत् यत् नैजं सङ्गीतं निजं यत् सङ्गीतं तद् मया तदा अध्येतुम् आरब्धम् अतः एवमपि वक्तुं शक्यते यस्मिन् दिने अहं सङ्गीतं पठितुम् आरब्धवती सा घटना अपि अत्यन्तं प्रिया इति वक्तुं शक्यते पुनः पेटिका यस्मिन् दिने क्रीता मया यद्यपि मया बहुवर्षाणि सङ्गीतं सङ्गीतम् अधीतं तथापि श्रुतौ गानम् एव मम क्ले क्लेशः आसीत् अतः तद्विषये व्यवधानं नासीद् इत्यतः पुनः समूहे एव कक्षाः चलन्ति स्म इत्यतः समूहे गानं समूहे गाने तु प्रत्येकं छात्रमपि एवम् अवलोक्य भवतः भवत्याः अत्र दोषः क्रियते इति कथने शिक्षकाणामपि क्लेशः आसीत् अतः यदा अत्र तु यदा मया पुनः सङ्गीत अध्ययनम् आरब्धं तदा तु व्यक्तिगतरूपेण एव कक्ष्याः भवन्ति स्म अतः तदा मम दोषाः ये सन्ति तान् समीचीनतया अवलोक्य अत्र दोषाः सन्ति इति यदा शिक्षिका कथयति स्म तेन बहुपरिष्काराः मया कृताः तत्र श्रुतेः साधनमपि एकं तद् तदर्थम् अत्यन्तम् अपेक्षिता श्रुतिपेटिका अतः श्रुतिपेटिकायाः क्रयणविषये मया पूर्वं न चिन्तितमासीत् यदा क्रेतव्यं क्रेतव्यमिति निश्चितं पुनः क्रीतं च स् तद्दिनम् यस्मिन् सन्दर्भे सा पेटिका मम हस्ते आसीत् तदा तु एवम् अनुभवः आसीत् हा अहम् इतः परं प्रतिदिनमपि सर्वदापि गातुं प्रभवामि इति एव अनुभवः आसीत् पुनश्च यदा सङ्गीतकक्ष्यायां प्राक्तनकक्ष्यायाम् अधीतं सम्यक् अभ्यस्य अग्रिमकक्षायां शिक्षिकायाः पुरतः समर्पयामि प्रतिकक्ष्यामपि इत्युक्तौ यस् यस्मिन् दिने मया तत् साधितं सम्यक् तदा सर्वदापि मया सन्तोषः अनुभूयते अतः ताः सर्वाः अपि इष्टाः घटनाः इति वक्तुं शक्यते